अहम् एकं चिल्ड्रन् बुक् स्वीकृतं तस्य मध्ये तया भाषा अस्ति सा प्रौढभाषा अस्ति तेन एव तेनैव भाषायाः बालानाम् अपि जटिलतया भाषा अस्ति पुस्तकस्य मूल्यमपि बहु अस्ति ते बालकाः एषां मूल्यानां स्वीकृतं न शक्नोति पुस्तकस्य शब्दाः ते प्रयोगकरणीयाः ते अपि प्रौढजनाः ज्ञास्यन्ति